आस्तिकनास्तिकदर्शनानां भेदः तत्र आस्तिकपदस्य एवम् अर्थः अस्ति अस्तिदिष्टम् इति मतिः यस्य सः आस्तिकः नास्तिदिष्टं मतिः यस्य सः नास्तिकः नाम यः दिष्टं नाम दैवम् इत्यर्थः अस्मभ्यः अतिरिक्तं दैवं नाम नियन्तृ किञ्चित् अस्ति इति ये विश्वसन्ति ते आस्तिकाः तेषाम् आस्तिकानां मार्गदर्शनं शास्त्रम् एव आस्तिकदर्शनम् अपि च शरीरातिरिक्तः आत्मा नाम कश्चन अस्ति इति ये नाङ्गीकुर्वन्ति ते च नास्तिकाः तेषां चिन्तनस्य बोधकं शास्त्रं नास्तिकदर्शनम् इति उच्यते पुनश्च यः वेदम् अङ्गीकरोति ऋग्वेदं यजुर्वेदं सामवेदम् अथर्ववेदम् इति वेदचतुष्टयं यः अङ्गीकरोति सः आस्तिकः इत्युच्यते यः वेदाः प्रमाणम् इति नाङ्गीकरोति सः नास्तिकः इत्युच्यते नास्तिको वेदनिन्दकः इति प्रसिद्धा उक्तिरपि अस्ति अतः संक्षेपेण एवं वक्तुं शक्नुमः अस्माकं चक्षुरादि इन्द्रियद्वारा यत् दृश्यते तदेव परमं सत्यं तद् तद् अतिरिक्तं किञ्चित् सत्यं नास्ति इति यः चिन्तयति सः नास्तिकः अपि च शरीरादि अतिरिक्तं किञ्चित् अस्ति तदेव तत्त्वम् अस्माकं नियन्तृ भवति इति यः अङ्गीकरोति सः आस्तिकः तद्बोधकं दर्शनम् आस्तिकदर्शनं केवलं प्रत्यक्षैकप्रमाणवादं यत् दर्शनं बोधयति तत् नास्तिकदर्शनम् इति संक्षेपः